पञ्चदशाधिक द्वि द्विसहस्रतमस्य वर्षस्य द्विसहस्रतमे वर्षे नवेम्बर् मासस्य सप्तदशः दिनाङ्कः विंशत्यधिक द्विसहस्रतमस्य वर्ष तमे वर्षे जनवरी मासे त्रिंशत्तमो दिनाङ्कः द्वाविंशत्यधिक द्विसहस्रतमे वर्षे जून् मासे दशमो दिनाङ्कः नवत्यधिक नवदशशततमे वर्षे जून् मासस्य विंशतितमो दिनाङ्कः द्विसहस्रतमे वर्षे डिसेम्बर् मासे त्रिंशत् दिनाङ्कः